वन्दे मातरम् अभिज्ञा जा अहं चिकित्सिका चिकित्सिका वदामि जाह्नवी जाह्नवी जाह्नवी भगिनी ननु अहं जाह्नवी जाह्नवी जाह्नवी सह जाह्नवी सह वक्तुमिच्छामि

आं तर्हि तत्काले अहं प्रतीक्षां करोमि तव दूरध्वनेः किन्तु नागता दूरध्वनिः अतः मया चिन्तितम् अहमेव करोमि त्वां प्रष्टुं भवत्याः स्वास्थ्यं कथमस्ति इति वक्तव्यं प्रतिसप्ताहम् इति मया पूर्वमेव कथितं ननु तर्हि गतासप्ताहद्वयं गतसप्ताहद्वयं भवती दूरध्वनिं न कृतवती अत अहं चिन्तिता अस्मि

यतो हि भवती चिन्तां भवती सततं चिन्तां करोति चिन्तनं करोति अतः मम कष्टं जायते अतः अहं दूरध्वनिं कृतवती वदतु नाम का कथमस्ति भवत्याः आं वदतु का समस्या भवत्याः हा कार्यबाहुल्यमस्ति तर्हि तस्य व्यवस्थापनं समीचीनं भवति चेत् कार्यबाहुल्यस्य चिन्ता न्यूना भवति अपरञ्च कार्यमपि सुचारुरूपेण भवति पश्यतु भवती एवं करोतु आदौ प्रथमं कागदपत्रे लिखतु भवती किं किं कार्यं करोति इति तत् पश्चात् वयं पुनः तस्मिन् विषये विचारं कुर्मः